जनाः तावत् क्रीडाम् अवश्यमिच्छन्ति तत् तत्रापि बहवः इच्छन्ति मम पुत्रः क्रीडालुः भवतु सः स्पोर्ट्स् मेन् भवतु फ़ुट्बाल् क्रीडतु क्रिकेट् क्रीडतु तत्रैव वर्धनं तस्य भवतु इति इच्छन्ति अतः कारणतः ते किं कुर्वन्ति यदा सः बालः भवति तदानीमेव ते कोचिङ्ग् प्रति त्यजन्ति इति कारणतः सः सम्यक् अभ्यासं करोति इति कारणतः सः अग्रे क्रीडायाम् अग्रे अनुवर्तते इति सः यदि सम्यक् क्रीडां क्रीडति तर्हि जनाः वदन्ति ओ अयं मम गृहस्य पार्श्वे विद्यमानस्य पुत्रः भो अयं मम मित्रमणेः पुत्रः भो अयं मम सम्बन्धिनः पुत्रः भो अतः एवं वदन्ति इति कारणतः जनाः स्वं चिन्तयन्ति ओ मम पुत्रोपि तत्र गत्वा क्रीडतु सम्यक् अभ्यासं करोतु फ़ुट्बाल् वालिबाल् हाकी बेट्मितन् इत्यादि क्रीडासु सः सम्यक् स्थानं प्राप्नोतु इति इच्छन्ति यदि सः सम्यक् सम्यक् स्थानं प्राप्नोति तर्हि तत् प्रदेशीयः चिन् स्वयं चिन्तयन्ति सकारात्मकरूपेण अस्मात् प्रदेशीयः कश्चन एवं गत्वा एवं साधनां कृतवान् तत्र सः गोल्ड् प्राप्तवान् सुवर्णपदकं प्राप्तवान् इति वदन्ति इति कारणतः एवं रूपेण जनानामुपरि सकारात्मकः प्रभावः अवश्यं भवति इति